मम महाराष्ट्रप्रदेशः तस्मिन् महाराष्ट्रप्रदेशे अत्यन्तं प्राचीना पर्वतशृङ्खला काचन अस्ति तां पर्वतशृङ्खलां समाश्रित्य शिवाजीमहाराजः इति कश्चन धर्मरक्षकः एवं समाजरक्षकः वेदरक्षकः महापुरुषः समजनि तेन तस्य राज्यस्य सर्वविधसमृद्धिः परकीयानां प्रशाषनस्य विच्छेदश्च कारितः इति महत्वपूर्णं गौरवपूर्णञ्च अस्माकं कृते समेषाम् तत्र इतिहासप्रसिद्धं स्थलम् इत्युक्तौ अनेकानि मन्दिराणि तु भवन्ति एव किन्तु यस्य दुर्ग इति संज्ञा भवति तादृशः दुर्गाः अनेके इतिहासप्रसिद्धाः सन्ति तान् समाश्रित्यैव अयं शिवाजीमहाराजः संस्कृतेः रक्षणं कृतवान् अनन्तरम् अनेके सन्तजनाः यथा ज्ञानेश्वरमहाराजः एवं तुकाराममहाराजः एकनाथमहाराजः समर्थरामदासस्वामिनः एतादृशाः अनेके महान्तः सन्ताः अस्य महाराष्ट्रप्रदेशस्य कृते जीवनदायकाः सञ्जाताः इति महत्वपूर्णम्